शारीरिकव्यायामे जनाः उपकरणानि उपयुज्य एव अभ्यासं कुर्वन्ति केवलं शारीरिक शारीरिक अपेक्षया अभ्यासं कुर्वन्ति परन्तु योगे देहः मनः आत्मा सङ्गृह्य अभ्यासं कुर्वन्ति